मम इष्टतमानि बैक्यानानि बिएम्डब्ल्यु जिएस् टुएल् फ़िफ़्टि निन्जा एच् टु बिएम्डब्ल्यु एस् थौसेण्ड् आर् आर् इदानीं मम समीपे यानं नास्ति कवासाकि निन्जा एस् टु इति मम ड्रीम् बैक् कवासाकि निन्जा एस् टु कवासाकि बैक् इत्यनेन निर्मितस्य निन्जा स्पोर्टस् बैक् शृङ्खलायाः सुपर् चार्ज्ड् सुपर् स्पोर्ट्स् वर्गस्य अस्ति यस्मिन् स्पीड् च सेन्ट्रिफ़्यूगल् सुपरचार्जर् अस्ति